आम् अहं जानामि वर्षाकाले विद्युत्प्रवाहस्य खण्डनं भवति तेन सामान्यजनस्य कष्टं भवति छात्राः छात्राः सम्यक्तया अध्यनं न कर्तुं शक्नुवन्ति शक्नुवन्ति कृषकः कृषिकार्यं कर्तुं न शक्नोति तर्हि तस्य परिहारः परिहारः परिहारार्थं किं परिहारार्थं किं भवेत् तर्हि वृक्षस्य कर्तनं भवेत् द्वयोः वृक्षयोः मध्ये अवरोधः भवेत् इति कारणात् विद्युत् विद्युत्प्रवाहस्य समस्या न भवति एम् ऐ डि सि यदा एम् इ सि बि अस्ति चेत् तस्य ल ध्यानम् अस्ति चेत् एषा समस्या न भवति